भारतस्य अतिप्राचीनभाषा भवति संस्कृतभाषा इयं भाषा देववाणी इति इत्यादीनि नामानि नाम्ना प्रसिद्धं भवति संस्कृतकाव्यम् अथवा का संस्कृतकाव्यैः विभागं त्रिविधमस्ति गद्यं पद्यं चम्पूः इत्येवं भवति अपादौ पदसन्तानौ गद्यं भवति संस्कृतभाषायाम् अनेकविधाः आचार्याः तेषां ग्रन्थाः विरचितवान् तेषु प्रसिद्धं पवत् भवति कादम्बरीति ग्रन्थः संस्कृतगद्यसाहित्यस्य प्रसिद्धः ग्रन्थकारः भवति दण्डी इति आचार्यः संस्कृतभाषा अथवा गद्यं कविना निकर्षं भवति इति उक्तं संस्कृतभाषा पाठनार्थं गद्यपाठनम् अत्यधिकम् आवश्यकं भवति अद्यतनकाले विद्यालये अपि छात्राः गद्यरीत्या संस्कृतं पठितुम् इच्छन्ति गद्यपठनं किञ्चिद् दुष्करः भवति किन्तु गद्यपठनस्य अनेकविधाः उपयोगाः सन्ति तेषु गद्यपठनस्य प्रधानम् उद्देश्यं भवति लेखनकौशलं भाषणकौशलं व्यवहारकौशलम् इत्यपि कौशलानि अपि गद्यपठनार्थं सम्पाद्यन्ते